अन्यभाषाप्रभावेण संस्कृतभाषाप्रयोगे परिवर्तनं काले जातम् अन्ये अन्ये अन्येषु देशेषु अपि आङ्ग्लभाषायाम् एव प्रयोगः वर्तते अतः सः सर्वत्र नाम पृथिव्यां यत्र सर्वत्र आङ्ग्लम् इति प्राधान्यं प्राधान्येन स्वीकरोति स्वीकरोति अनन्तरं ये नाम भारतस्य हिन्दीभाषा अनन्तरं मरा मरा मराठी प्रत्येकं प्रत्येकस्य प्रान्तस्य भिन्नभिन्नभाषाः भाषाः सन्ति तेषु आगमनेन तेषाम् आगमनेन संस्कृतस्य यत् प्राधान्यं वर्तते तत् क्षीणं जातं क्षीणं क्षीणं जातम् अतः नाम अन्यभाषाप्रभावेण संस्कृतप्रयोगे बहु क्लेशः वर्तते परन्तु इदानीम् इदानीं संस्कृतं संस्कृतस्य बहवः संस्कृतभारती इत्यादिसङ्घटनाः वर्तन्ते परन्तु ते चालयन्ति अन्यासु भाषासु भाषा संस्कृतभाषणे कथं सः सम्भाषणं कर्तव्यम् इति अन्येषु नाम भारते एव जनाः विस्मृतवन्तः यत् कथं संस्कृतेन कथं वा वार्तालापः कर्तुं शक्यते तदा तदपि विस्मृतवन्तः अतः परिवर्तनं जातं परन्तु